केचन पादपाः तुलसी जपाकुसुमं मल्लिका सुगन्ध पुष्पाणि सर्वं पादपाः सर्वं जीवितं काठिन्यम् अनुभवन्ति अहम् आलिन्दे पाशं स्थापनं कृत्वा पादपान् पादपान् पादपान् ग्रीष्मकालात् पादपानां ग्रीष्मकालात् शैत्यकालात् रक्षणं करोमि ग्रीष्मकाले अधिकजलम् आवश्यकं भवति अतः अधिकजलं ददामि परन्तु शैत्यकाले अधिकजलं न आवश्यकं सो मध्ये मध्ये मृत्तिका अपि क्षेपणीया एवं कुर्मः चेत् पादपाः सम्यक् वर्धयन्ति